हरिः ओं नमस्ते महोदयः अस्माकं वितरणकर्ता कथं वितरणं कृतवान् आम् सः किं किं दत्तवान् भवतां कृते भवद्भिः न न तथा नास्ति महोदयः क्षम्यतां भवद्भिः अन्यत्किमपि ओर्डर् कर्तुं शक्यते न अस्माकं व्यवस्था वर्तते तथा व्यवस्था उष्णजलस्य व्यवस्था वर्तते यदि अवश्यं पृच्छन्ति तर्हि तेभ्यः केवलं वयं यच्छामः सर्वे तत्र आदिक्येन शीतजलमेव इच्छन्ति इति कारणतः शीतजलमेव यच्छामः पुनः तत्र च चित्रान्नस्य स्थाने चित्रान्नस्य स्थाने भवन्तः अन्यद् किमपि आर्डर् कर्तुं शक्नुवन्ति तेनैव वित्तेन वयम् अन्यद् वयं भवतां कृते दापयामः आम् धन्यवादम् आम् अत्र रोटिका अस्ति हा रोटिका अस्ति दाल् फ़्रै अस्ति यत्किञ्चित् स्वीकर्तुं शक्नुवन्ति अन्यथा आं सामान्यरोटिकापि अस्ति अथवा घृतं स्थापयित्वा रोटिकां यच्छन्ति परोटा इति यद् वदन्ति तद् यच्छन्ति चपातिकां यच्च्छन्ति आम् दाल् फ़्रै वर्तते अनन्तरं धान्यस्य व्यञ्चनादिकं व्यवस्था वर्तते वाङ्गी वाङ्गी व्यञ्चनम् इत्यादिकम् अस्ति यद्यपेक्षते आम् जूस् हा जूस् वा हा अस्ति अस्ति जूस् व्यवस्था अस्ति अन्यथा सूपस्ति टोम्याटो सूपस्ति यद्यपेक्षते भवतां कृते वयं दापयितुं शक्नुमः पुनः आम् अवश्यम् अस्माकमत्र वा उपहारगृहस्य उपरि एव एकं लोड्ज् अस्ति भवन्तः तत्रैव वासं कर्तुम् अर्हन्ति यदा पुनः आगच्छन्ति तदा तदा उपहारगृहं आगच्छन्ति अवश्यं महोदयः धन्यवादाः